हरिः ओम् नमस्ते हा एवं वदन्तु

हा शक्यते समीचीनम् अहं महीपतिः इति सस्याहारविषये एव अहं किञ्चित् अध्ययनं कृतवान् यथा बहिः मनस्थितिः अस्ति मांसाहारादिसेवने एव शरीरस्य दृढता दार्ढ्यं सम्पादयितुं शक्यते इति तत् विना सस्याहार उपयोगेनैव वयं स्वास्थ्यं सम्यक् परिपालयितुं शक्नुमः इति विषयः एव बहु समीचीनः तदर्थं इदानीं भवद्भिः उक्तं शर्करव्याधिनिवारणाय कीदृश आहारः सस्याहारः सस्याहारः स्वीकर्तव्यः इति वयं सस्याहारादि आहारपद्धतौ शर्करव्याधिनिवारणाय किञ्चित् गोधूमपिष्टं यद् वर्तते चपाति इत्यादि वयं खाद्यं स्वीकुर्मः तादृशगोधूमपिष्टम् अनन्तरं सिरिधान्यादि उपयोगः यदि भवति तद् आधिक्येन शर्करव्याधिनिवारणाय उप उप उपकारं करोति तथैव धान्यानाम् उपयोगः बहु समीचीनः तेन वयं बहु प्रोटीन् इति

खाद् खाद् खाद्यं सम्पादयितुं शक्यते शक्यते हा शक्यते शक्यते शक्यते शक्यते मधु मधु मधुरम् अधिकं न भ न भवति गोधूमपिष्टादि पदार्थेषु मधुरम् अधिकं न भवति शक्यते तदेव अहम् इदानीं धान्यविषये वदन्नस्मि खलु तत्र गोधूमधान्यं हा अथवा चणकधान्यं तादृशधान्येषु अस्मभ्यं बहु शक्तिः वर्धयितुं शक्य तादृशशक्तिः तेषु धान्येषु भवति तेन तेषाम् उपयोगेन वयं शरीरस्वास्थ्यं संर संरक्षयितुं शक्नुमः अतः दिनद्वयं वयं

व्यञ्जनविषये भवन्तः पत्राणां कन्नडभाषायां सोप्पु इति उच्यते पत्राणाम् उपयोगः तादृश पत्राणाम् शाख हा सत्यं शाकानाम् सर्वेषामपि उपयोगाय उपयोगं कर् कृत्वा स्वास्थ्यसंरक्षणं कर्तुं शक्यते एवं भवतां जीवने स्वास्थ्यं भवन्तः रक्षन्तु इति मम अभिप्रायः हा अस्तु धन्यवादः